संस्कृतगद्येकारेषु बाणभट्टस्य स्थानं मद्दृ ष्ट्या श्रेष्ठं तस्य कादम्बरी काव्ये विदुषामर्थे समासः भूयिष्टानि वाक्यानि सन्ति मादृशानां सामान्यजनानाम् अर्थे लघुलघुवाक्यानि अपि सन्ति लघु लघुवाक्यानि मह्यं नितरां रोचन्ते